नमस्ते अहं ओलाद्वारा बेङ्गळूरुनगरतः एलेक्ट्रान्क् सिटि गन्तुम् इच्छामि इति कारणतः अहम् ओला बुक् कृतवान् आसम् इतोऽपि सः चालकः नैव आगतः अस्ति अत्यन्तं विलम्बः जायमानः अस्ति अतः कृपया बेङ्गळूरुतः एलेक्ट्रान्क् सिटि अहं गन्तुम् इच्छामि इति कारणतः ओल ओलायानं शीघ्रं प्रेषयन्तु तेन च अहं तत्र गत्वा मम सहायादिकम् अहं तत्र कर्तुं शक्नोमि इति कृत्वा मम कार्याणि अपि बहु वर्तन्ते अतः कृपया ओलायानं प्रेषयन्तु कियद्वा वित्तं भवतु अहं तत्सर्वं दातुम् इच्छामि